यदि रेस्टोरेण्ट् मध्ये किमपि आफ़र् अस्ति चेत् मम कृते एकं टेबल् टेबल् बुक् कृत्वा रक्ष्यन्तु यदि आफ़र् आगच्छति चेत् मां फ़ोन् कृत्वा वदतु